अहं कर्नाटकराज्ये निवसन्नस्मि अत्र शिक्षणव्यवस्थायाः विषये अहं वक्तुं प्रयते मम राज्ये शिक्षणव्यवस्था सम्यक् नास्ति अत्र अस्मिन् राज्ये पाठ्यरचना समीतिः सम्यक्तया पाठ्यरचनाविषये विषयस्य निर्णये ऐक्यमत्यं नास्ति एवं क्रियते वेत् विद्यार्थिनाम् अत्यन्तं कष्टकरं भवति इति तैः न चिन्तनीयं वा किम् इत्येव न ज्ञायते अतः आद्यम् एतान् दोषान् परिहर्तुं चिन्तनीयम् इति ग्रामीणक्षेत्रेषु शिक्षणसुधारणार्थं सम्यक्तया शालाभवनानां निर्माणं तथा सम्यक् शिक्षकाणां कार्ये नि नियोज्य तत्र शिक्षकाणां उचितवेतनं दत्वा विद्यार्थिनां प्रोत्साहार्थं किं कार्यं क्रियते चेत् विद्यार्थिनः आगच्छन्ति इति विचिन्त्य तस्य प्रोत्साहः क्रियते चेत् आनुकूल्यं भवति इति मम आशयः